अस्माकं क्षेत्रे सर्कराचक्रे अस्ति अस्मिन् अनेके जनाः कार्यं कर्तुम् अवसरः प्राप्तवन्तः तस्य विकासः अपि बहु अधिकं जातं तथा च बौधस्तूपः इत्यादीनि अन्ये बहवः महत्त्वपूर्णानि सन्ति तेषां नाम देशविदेशे अपि प्रसिद्धम् अस्ति प्राचीनकालात् एव अस्मिन् उत्खननकाले बहु दृष्टम् सम्प्रति तत्र गमने प्रतिबन्धः कृतः अस्ति वाहनानां सुरक्षा अपि स्थापिता दर्शनार्थमेव अति दूरात् जनाः आगच्छन्ति